मनुकुलः सर्वदा तस्य मूलेन सह सम्बद्धुमिच्छति सत्यमेतत् अहमपि मम परिवारस्य मूलविषये वक्तुमिच्छामि मम परिवारे पूर्वजाः ज्योतिषम् अधीतवन्तः जोयिसः इति कुटुम्बस्य नाम अस्ति मम माता पितरौ तथा अथवा तस्य पितरः तस्य पितरः एवं गच्छामि चेत् सर्वे एवं वेदम् अधीतवन्तः ज्योतिषम् अधीतवन्तः यत्र कुत्रापि गच्छामि ओहो भवती जोयिस् कुटुम्बीया वा जोयिस् परिवारस्य जनाः वा इति मां यदा सम्बोधयन्ति महान् सन्तोषः जायते एवं तत्र प्राचीनतमा एका विद्या ज्योतिष्यशास्त्रमस्ति तस्य मूलेन तस्य आधारेण अहम् इदानीमपि गौरवम् आदरं प्राप्नोमि तथा जनाः सम्बोधयन्ति परिचयम् अवगच्छन्ति इति महान् सन्तोषः जायते